नमो नमः आं सर्वं सम्यक् आं सर्वं सम्यक् सर्वे कुशलिनः सन्ति भवत्याः पार्श्वे काव्यप्रकाशकं पुस्तकम् अस्ति अस्ति चेत् तत् ददातु आम् आम् मम्मटाचार्यः संस्कृतं हिन्दी च यत्र द्वौ स्तः अथवा यथा भवती दातुम् इच्छति अहं तु शलाकायाः कृते सज्जां करोमि तदर्थं तु गूढरहस्यसम्बन्धितमेव पुस्तकम् अपेक्षितं वर्तते अस्माकं परिसरतः एका विश्वस्तरीयप्रतियोगिता आयोज्यते तत्र बहवः विषयाः भवन्ति अतः तत्र किमपि स्थानं लब्धुं मया काव्यप्रकाशस्य सम्यक् अध्ययनं कर्तव्यम् अस्ति धन्यवादः प्रियाङ्का परम् एकमपि एकपुस्तकमपि वाञ्छामि भवत्याः पार्श्वे गीता अस्ति किम् आम् आं श्रीमद्भग आम् आं श्रीमद्भगवद्गीता अस्ति तो परं मम गृहे अस्ति न अत्र नास्ति अहं तु जयपुरे पठामि ददातु ओहो अहम् अधुनैव ददामि भवत्याः पार्श्वे रामायणपुस्तकम् अस्ति चेत् अस्ति चेत् ददातु धन्यवादः न न न धन्यवादः धन्यवादः